मम प्रदेशे शेगाव् इति नगरे गजाननमहाराजस्य समाधिमन्दिरं वर्तते तस्मिन् मन्दिरे प्रतिवर्षं समाधि दिने दिण्डिपरम्परा अस्ति एवमेव समीप् मम ग्रामात् समीपे एव मुक्ताय् नगर् इति ग्रामम् अस्ति तस्मिन् ग्रामे मुक्ताबायि इति महा महत् सन्तस्य समाधिमन्दिरमस्ति तस्याः समाधिदिने बहु जनाः तत्र गच्छन्ति इति परम्परा वर्तते तथैव झाषिपर्षि इत्यस् इत्यत्रापि यात्रा भवति जनानां भक्तानां इत्थं परम्पराः भवन्ति वर्षे एकं आश्विजमासे खांगाव् इति नगरे मोठीदेवी चा उत्सव् इति उत्सवः प्रसिद्धः अस्ति आभारते सः उत्सवः प्रसिद्धः आभारतात् तत्र जनाः आयान्ति एकस्मिन् वर्षे मम प्रदेशे तु गणपति उत्सवः एवमेव देवी उत्सवः नवरात्रि उत्सवः आचर्यन्ते